अद्यत्वे बालकाः नूतनाः क्रीडाः क्रीडन्ति तत्र क्रिकेट्क्रीडा नूतनक्रीडा पुनः फुट्बाल्क्रीडा अपि नूतनक्रीडा अपि च फ़ोन् द्वारा पब्जि नाम्ना फ़्री फ़यर् नाम्ना काल् आफ़् ड्यूटि नाम्ना नूतनानि क्रीडानि अत्र सम्पद्यन्ते पुनः अयमपि क्रीडा एव परन्तु आन्लैन् क्रीडा इति उच्यते अस्य च उ उपयोगः अर्थात् एतेषां क्रीडानामेव सद्यः बहु क्रीडा क्रीड्यमाना फुट्बाल् रग्बि वालिबाल् क्रिकेट् इत्यादिनूतनानां क्रीडानामपि सद्यः छात्राः बहु क्रीडन्ति क्रीडान् बहु क्रीडन्ति इन्डोर् मध्ये अपि टेबल् टेन्निस् शटल् बेट् इत्यादिक्रीडाः अपि बहु वर्तन्ते पुनः तरणकरणं तदपि नूतनतया बहूनि विविधानि तत्र तरणकरणे आविष्कृतानि तेषामेव सद्यः बहु व वर्तते